सद्यः काले राममन्दिरस्य निर्माणं भवति इति या वार्ता वर्तते तत्श्रुत्वा बहु मोदम् अभवत् नाम अस्मद्प्राचीनाः तद्विषये बहु प्रयासं कृतवन्तः तदानीं तुरुष्काणाम् आक्रमणेन यत् राममन्दिरं भग्नमासीत् तत्र तेषां मस्जिद् निर्मितमासीत् तस्य उच्छेदार्तम् अपि च रामस्य स्थापनार्तं अस्मद् प्राचीनाः गुरुचरणाः पूज्याः प्रातस्मरणीयाः यत्प्रयत्नं कृतवन्तः तस्य इदानींतनकाले अद्य आगामिवर्षे तस्य राममन्दिरस्य रामजन्मभूमेः बृहद्देवालयः तत्र भवति इति बहुमोदा मोददायकं विषयमस्ति तदेव आसक्तिदायकं मम